वर्णात्मकम् ऐतिहासिकतुलनात्मकानाम् अध्ययनं माध्यमेन भाषायाः प्रकृतेः इव विकासस्य विकासस्य उत्पत्तेः संरचनाशया च अध्ययनपूर्वकम् एतेभं सन्द समीपं विषयाणां सा सैद्धान्तिकानां निर्णायकानेव भाषाविज्ञानम् अर्थात् भाषाविज्ञानं भाषायाः उत्पत्तेः तस्याः संरचनाय तस्य विकासस्य स तस्याः हृसस्स्य च अध्ययनं क्रियते भाषाविज्ञानाय मुखे विषयाणां शास्त्रे अस्मिन् शब्दानुशासनं उत्पतिताः रूपम् रूपविकासाः व्याख्यानं संरचनाप्रभृतानां विषयाणां निवेचनं क्रियते अनेन प्रकारेण भाषाविज्ञानस्य माध्यमेन कस्य रचना भाषायाः वैज्ञानिकमध्ययनं क्रियते इति निश्चयीक्रियते संस्कृतम् वैदिकवाङ्मये बहूनि रूपाणि प्राप्यन्ते येषां प्रयोगः सम्प्रति लौकिकसंस्कृतेः भाषायाः वा नैव दृश्यते एतदस्य अव स्यामवस्थेयं लौकिकाः अलौकिकयोः संस्कृतयोः अध्ययनं करोति भाषाविज्ञानं भाषा वैज्ञानिकानां प्रायेणैव सुनिच् सुनिश्चितं ज्ञा झातं यत् संस्कृतं पालिः प्रकृतानां बाषाणां मूलम् एवमेव अस्ति संस्कृतसाहित्यस्य वैज्ञानिकम् अध्ययनं करोति भाषाविज्ञानं भाषाविज्ञानस्य सम्बन्धः सर्वेषां मानवानां भाषाभिः समस्ति इदं भाषाविज्ञाने ध्वनेः ध्वनिः उच्चारणप्रयोगानाम् स्वयं यन्त्रमुखे मुखे मुखजिह्वादिः अङ्गानां प्रकृतिप्रयत्नः प्रयत्नः प्रत्ययादीनां सग्न सर्वनाम्नां क्रियते विशेषः विशेषादीनां नाम अख्यात उपसर्गाभिधानं पदपदार्थविषयाणां विकारादीनां विकासः विकारमूलकारकाणाम् अन्येषां विविधविधं विविधविधविषयाणाश्च अध्ययनं क्रियते